मम इष्टतमः ऋतुः भवति घर्मऋतुः यतः तस्मिन् का अस्माकं शृङ्गगिरिः प्रदेशे तु आधिक्येन सर्वदा अपि वृष्टिः एव भवति तस्मात् गमनागमनवेलायां बहु कष्टमनुभूयते अस्माभिः तस्मात् घर्मकालः बहु इष्यते यतः तस्मिन्काले अन्यत्र अन्यत्र अटितुमपि शक्यते अत्र प्रवासाधिकमपि कर्तुं शक्यते घर्मकाले तावत् अधिकतया कार्याणि अपि न भवन्ति कृषिक्षेत्रादिषु गृहे एवं सर्वेपि तस्मिन्काले किञ्चित् कार्येभ्यः विमुखाः भवन्ति इत्यतः सर्वेऽपि सर्वैः मिलित्वा क्वचित् अटनादिकं कर्तुम् अपि शक्यते एवमेव इतर कार्याणि अपि अस्माभिः बहिर्गत्वा कर्तुं शक्यन्ते यतः अन्यस्मिन् काले तु गृहन् गृहात् बहिः गमनमेव अत्र दुष्करं भवति तादृशी वृष्टिः अत्र अन्यस्मिन् कालेषु भवन्ति तस्मात् कारणात् घर्मकालः मया बहु इष्यते